पारम्परिकशिक्षणे मया किं पठितम् इत्युक्ते अहं शुभं करोति मैत्रेयी गुरुकुलस्य छात्रा अस्मि तत्र अहं पञ्चमकक्षारभ्य दशमकक्षापर्यन्तं पठितवती इत्युक्ते पञ्चमकक्षायाः कृते श् भक्तिगणम् अथवा श्रद्धागणम् इति कथयन्ती आसन् षष्टमकक्षायाः कृते मेधागणं सप्तमकक्षायाः कृते प्रज्ञागणम् अष्टमकक्षायाः कृते प्रतिभागणं नवमकक्षायाः कृते धृतिगणं दशमकक्षायाः कृते धीगणम् इति कथ्यन्ती कथ्यन्त्यासन् पुनः तत्र मया पठितानि शास्त्राणि इत्युक्ते स्तोत्राणि पठितवती अहम् अहं तावदेव नैव कोपि गुरुकुलम् आगच्छन्त्यासन् वयं केवलं बालिकाः आसन् सर्वाः अपि पठन्त्यासन् शास्त्राणि पठन्त्यासन् पुनः स्तोत्राणि सूर्याष्टकं सूर्यमण्डलाष्टकं पुनः एकात्मतास्तोत्रं लिङ्गाष्टकं शिवपञ्चाक्षरस्तोत्रं शिवषडाक्षरस्तोत्रम् अहं शिवषडक्षरस् शिवपञ्चाक्षरस्तोत्रं वक्तुम् इच्छामि नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नित्यायशुद्धाय दिगम्बराय तस्मै नकाराय नमःशिवाय मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नमःशिवाय शिवायगौरीवदना ब्जव्रन्दसूर्यायदक्षाध्वजनाशकाय श्रीनीलकण्ठायवृषद्वजाय तस्मै शिकाराय नमशिवाय वसिष्ठकुम्बोद्भवगौतमार्यामुनीन्द्रदेवार्चितशेखराय चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमःशिवाय यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमःशिवाय पञ्चाक्षरमिदं पुण्यं यः पठेत् शिवसन्निधौ शिवलोकमवाप्नोति शिवेन सह मोदते एतत् स्तोत्रं प्रति शिवपञ्चाक्षरस्तोत्रमिति कथयन्त्यासन् तथैव बहूनि स्तोत्राणि पठितानि मया पुनः भगवद्गीतां पठितवती अहं पुनः हां वेदमन्त्रं पठितवति श्रद्धासूक्तं वा भवतु मेधासूक्तं दुर्गासूक्तं श्रीसूक्तम् सूर्यसूक्तं मेधादिसिद्ध्यर्थमन्त्राणि शान्तिमन्त्रं पुनः गोसूक्तम् एवं वेदं मन्त्रं पठितवती श्रीमृत्युञ्जयमन्त्राणि पुनः शिवमानसपूजा ललितापञ्चकं गुरुस्तोत्रम् गुरुभक्तिस्तोत्रम् रङ्गनाथाष्टकं मधुराष्टकम् एवं पठितवती तेषां कथं पठनं पठन्त्यासन् इत्युक्ते आचार्यः आगच्छन् आसीत् अस्माकं पाठयितु एकं श्लोकम् इत्युक्ते चत्वारि भागं कुर्वन्त्यासन् तत्र एकं भागं पठित्वा तद् भागं वयं त्रिवारं कथयन्त्यासन् त्रिवारं कथनानन्तरम् अस्मभ्यं तद् आगच्छति स्म पुनः द्वितीयभागं त्रिवारम् पुनः प्रथमभागं द्वितीयभागं मिलित्वा एकवारं पाठयन्नासीत् वयं तत् त्रिवारं कथयन्त्यासन् पुनः तृतीयभागं तत्त्रिवारं पुनः चतुर्थं भागं तत्त्रिवारम् पुनः तृतीयचतुर्थं विभागं पूर्णं पाठयन् आसीत् वयं तत् पूर्णं पा पूर्णं भागं त्रिवारं कथयन्त्यासन् पुनः पूर्णं श्लोकं चत्वारि भागमपि एकदा कथयन्नासीत् वयं तत् चत्वारि भागमपि मिलित्वा एकं पूर्णं श्लोकं त्रिवारं कथयन्त्यासन् तदा अस्मभ्यम् आगच्छति स्म एवम् अध्ययनक्रमः आसीत्